हरिः ओम् इदानीन्तनकाले सर्वे अपि पक्वम् आहारमेव सर्वत्र आपणेषु लभ्यन्ते तद् सर्वमपि संसेव्य सर्वे जनाः रोगग्रस्ताः भवन्ति किन्तु मम मतानुसारम् अहं मन्तनसत्यनारायणराजूवर्यः इति एकः वैद्यः आहारविद्वान् अपि अस्ति सः सः प्रकृति आहारविषये बहुप्रचारं करोति खादरवल्लिमहोदयः अस्ति सः अपि अस्माकम् आरोग्यखाद्यं कथं कथं सज्जीकरणीयम् इत्यादि प्रकृति आहारविषये बहुत्र प्रचारं कुर्वन्ति तद् मह्यं बहु रोचते मम जीवने अपि तादृशं पक्वमेव अधिकं स्वीकर्तुम् अहम् इच्छामि तस्य विषये अनिलचुल्लेः अनिलभाण्डस्य उपयोगः बहु न्यूनतमं भवति जीवने सर्वं यदि तृणधान्यानि वा भवन्तु पौष्टिक आहारस्य बीजानि वयं सेचनं कृत्वा वयम् आर्द्रीकृत्य एकं दशगण्टानन्तरं वा खादामः तर्हि प्रदूषितम् आहारं न भवति सम्यक् अस्माकं बलवर्धकपौष्टिकम् आहारं वयं खादितुं शक्नुमः धनव्ययः अपि बहु न्यूनः भवति सर्वत्र कटुः आहारं लवणयुक्तम् आहारम् आम्लयुक्तम् आहारमित्यादीनां वयं संसेवनेन अधिकरोगेण पीडिताः भवन्ति इदानीन्तनकाले जनाः तत् तादृशस्थितिम् अधिगन्तुम् अतिक्रान्तुं वयं प्रकृति आहारविषये अधिकम् अवधानवद्भिः भूत्वा संसेव्य अस्माकम् आरोग्यं रक्षयितुं शक्नुमः